नमस्ते महोदय भवताम् अहं अनुसरणं करिष्यामि सर्वदा भवतां नटनन्तु मम बहु रोचते मह्यं

इदानीं चलनचित्रस्य आफ़र्स् अपि अवकाशः अपि लभ्यते वा आ हा बहुसुन्दर्यः अपि आगमिष्यन्ति तत्र किमपि आकर्षणमपि भविष्यति तथा एवं जातमस्ति वा कदापि तस्मिन् समये तदेव तस्मिन् समये यः कोपि कापि आकर्षिता जाता वा इति आं ये इदानीम् एकं चलनचित्रं करिष्यन्ति चेत् धनराशिः कियत् लभ्यते पात्रानुसारं स्वीकुर्वन्ति वा नो चेत् एवं चलनचित्रमिति हा सत्यं भवतः रुचिः कुत्र कुत्र वर्तते इदानीं रौद्रे वा नो चेत् शृङ्गारे केचन भावानुसारं नटनं कुर्वन्ति ते अधिकतया इति करुणसरम् इच्छन्ति भवन्तः रुचिः कुत्र अस्ति इति हा हा हा मम मह्यं प्रति तदेव रोचते बहुरोचते तत्र भावावेशः इत्यादिकं तत्र अक्ष्णोः चलनम् इतस्ततः भवतां ध्वनिविकारः काकु इत्यच्यते खलु तद् सम्यक् रोचते मह्यं हस्ताक्षरमपेक्ष्यते महोदय हस्ताक्षरं हस्ताक्षरं ददातु अस्तु धन्यवादः महोदय